मम इष्टतमसाहित्यिकपात्रमस्ति शकुन्तलापात्रम् अभिज्ञानशाकुन्तलनाटकस्य एव शकुन्तलायाः धैर्यं यदा सा श्वशुरगृहं प्रति गतवती तस्मिन् समये दुष्मन्तः वदति भवती का अहं न जाने एवं श्रुत्वा शकुन्तला किं करिष्यतीति मनसि चिन्तनं कृत्वा रोदनं कृतवती एका कन्या भूत्वा बाल्यात् केवलं सा दुःखं सहनं कृतवती एतद् भवति मम आसक्तिकरघटना